सम्यक्तया कालगणनान्तु न कृतवान् किन्तु प्रायशः कूपे अस्माभिः मित्रैः मिलित्वा घण्टाद्वयं सपादघण्टाद्वयं वा अवश्यं करणं कृतमस्ति प्रायः घण्टाद्वयकालपर्यन्तन्तु अवश्यं तर्तुं शक्नोमि इति अहं भावयामि पुण्यपत्तनस्थ कूपे एव महती कूपे अस्माभिः मित्रैः मिलित्वा परस्परं क्रीडावत्तरणं कृतम् बहुकालपर्यन्तं इत्युक्ते सपादघण्टाद्वयपर्यन्तं तरणं तत्र चिकीर्षितमासीत् तत्तुप्रथमं अस्माभिः सर्वैः मिलित्वा आतपकालेषु प्रायशः तत्र तरणार्थं गच्छामः अतः महत् सुखं भवति तेषु कालेषु तत्र गमने तरणे च